मम व्यक्तित्वे संस् संस्कारस्य अनन्तरम् यत् संस्कृतस्य यत् प्रभावः अत्यधिकं वर्तते संस्कृतिः यत् वर्तते तस्य यत् वर्ध वर्धनं यत् अस्ति तत् संस्कृतस्य पठनेन अनन्तरं संस्कृतस्य पठनेन एव तत् जीवनम् गच्छन्ती अस्ति तस्य कारणात् एव किं भोक्तव्यं किं न भोक्तव्यं कथं जीवनस्य आचरणं करणीयं कथम् आचरणं न करणीयम् इत्यस्य प्रभावः संस्कृतः संस्कृतभाषया अनन्तरं भाषा भाषायां यत् वर्तते यत् संस्कारः तस् तस्मादेव मम जीवनम् एक रीत्यऽप्रब् प्रभावशाली वर्तते